अहं नृत्यसम्बन्धिनं प्रसिद्धं यूटूब् चानल् तु न जानामि परं भरतनाट्यविषये किञ्चित् जानामि

तत्र अस्माकं महाराष्ट्रे लावणी इति लोकगीतं लोके नृत्यं प्रसिद्धमस्ति तथैव सर्वत्र परम् अहं भरतनाट्यविषये किञ्चित् जानामि तत्र भरतनाट्यस्य प्रसिद्धः श्लोकः अस्ति प्रथमं नमस्कारश्लोकः आङ्गिकं भुवनं यस्य वाचिकं सर्ववाङ्मयम् आहार्यं चन्द्रतारादि तम्वन्दे सात्विकं शिवम् नाम अत्र शिवस्य एव वन्दना अस्ति बहु उत्तमः श्लोकः अभिनयस्य चत्वारः प्रकाराः सन्ति आङ्गिकाभिनयः वाचिक अभिनयः आहार्य अभिनयः सात्विक अभिनयः च तर्हि आङ्गिक अभिनयः नाम अङ्गैः निर्दर्शितः आङ्गिकः वाचिक अभिनयः नाम वाचा विरचितः सङ्गीतगीतकाव्यम् इत्यादिस्तोत्राणि गीतानि तानि वाचिक अभिनयः वयं गीतेन सह नृत्यं कुर्मः पुनः आहार्य अभिनयः नाम नृत्यसमये यथा आवश्यकं नृत्यं यस्य विषयस्य नृत्यमस्ति तद्रीत्या वेशभूषाः अलङ्कारः भवतु तत्र पुनः तादृशम् एव मञ्चव्यवस्था भवतु तस्य आहार्य अभिनयः आहार्यं नाम आहारणं कृत्वा वयं वस्तुसङ्कलनं कुर्मः न नृत्यस्य पूर्वस्मिन् दिने एव वयं वस्तुसङ्ग्रहणं कुर्मः अतः आहार्य अभिनयः तत्र चन्द्रतारा इत्यादि वयं मस्तके स्थापयामः पुनः पादयोः नूपुराणि भवन्ति तत्र कङ्क् किङ्किणी इति वदन्ति नाट्यशास्त्रे भरतनाट्यस्य विषये किङ्किणी इति वदन्ति सात्विकः अभिनयः नाम अष्टभावः भवति तदाधारितं सात्विक अभिनयः एक्स्प्रेशन् इत्यादि वदन्ति खलु तत् नवरसाः भवन्ति तदाधारित अभिनयाः अपि भवन्ति अभिनयः नाम अभि नय नी नयति धातुः अस्ति नेतव्यं किं नेतव्यं सन्देशः नेतव्यः अभि टुवर्ड्स् कस्य प्रति नेतव्यं कं प्रति नेतव्यं यः रसिकः अस्ति यः द्रष्टा अस्ति श्रोता अस्ति तस्य पुरतः सः अभि तद् सः अभिनयेन यत् सन्देशं दातुम् इच्छति तद् नयति तद् व् वाण्या वदति तद् आङ्गिक अभिनयेन भवति आङ्गिक अभिनयः हस्तद्वारा अस्माकं शिरोद्वारा कण्ठद्वारा नेत्रयोः भिन्नभिन्नप्रकाराः भवन्ति दृष्टिभेदः भवति शिरोभेदः भवति हस्ताः भवन्ति हस्तभेदः नाम हस्तभेदः नाम संयुक्तं हस् संयुक्तहस्तः पुनः इत्युक्ते संयुक्तहस्तः पुनः भवति अहं विस्मृतवती किम् असंयुक्तहस्तमुद्रा मुद्रा इति कथ्यते मुद्रा असंयुक्तहस्तमुद्रा नाम एकहस्तेन कुर्मः खलु तत् पता आक स्त्रीपताको अर्धपताको कर्तरीमुखः मयूराख्यो अर्धचन्द्रश्च अरालः शुकतुण्डकः एतादृशः श्लोकः भवति तर्हि हस्ते द्वा हस्तद्वारा भवति हस्तद्वयेन दो हस्तद्वयं मिलित्वा कुर्मः चेत् संयुक्तहस्तमुद्रा अञ्जलिश्च कपोतश्च कर्कटस्वस्तिकस्तथा डोला हस्तः एतादृशः श्लोकः सन्ति रित् संयुक्तहस्तमुद्राः चतुर्विंशतिः सन्ति असंयुक्तहस्तमुद्राः अष्टाविंशतिः सन्ति तस्य पुनः एकैकस्य हस्तस्य विनियोगाः अपि सन्ति तस्य एकैकविनिकोय विनियोगस्य अपि श्लोकाः सन्ति एतादृशं पाठनम् अहं भरतनाट्यपाठशालायां करो भरतनाट्यपाठशाला अस्ति अस्माकम् कलासृजनविभागः नागपुरे भारतीयविद्याभवनस्य कलासृजनविभागः तत्र अहं भरतनाट्यं संस्कृते यत् शास्त्रमस्ति तत् अहं पाठयामि आनन्दं च अनुभवामि अतीवशास्त्रीयतापात्रम् अस्ति अर्थाननुसारेण मुद्राः कर्तव्याः भवन्ति रसभावव्यञ्जनादियुक्तं नृत्यम् इति ईर्यते इति नृत्यस्य व्याख्या वर्तते